हरिः ओं समृद्धिः आपणमेव इति चिन्तयामि अहं भवताम् आपणात् आपणात् आधिक्येन तस्मादेव भोजनं प्रतिपर्यायं स्वीकरोमि यदा अत्र एतावत् पर्यन्तम् आगनम् आगच्छति तावता तद् यद् भोक्तुम् असमीचीनं भवति किञ्चित् अर्थात् शुष्कता तस्मिन् भवति यथा अस्मिन् पर्याये आर्डर् कुर्वन्नस्मि तदा अस्मिन् पर्याये यथा उष्णमेव स्यात् तद्वदेव तस्य आरक्षणं कृत्वा प्रेषयन्तु इति प्रार्थये